विवाहादिषु बृहत्कार्यक्रमेषु बृहत्परिमाणेन जलस्य व्यवस्थापनं कार्यं भवति तत्र प्रकारद्वयेन व्यवस्थापनमावश्यकं भवति पानार्थं पाकानां शुद्धीकरणार्थं च अतीवशुद्धजलम् आवश्यकं भवति तदर्थम् एका व्यवस्था शुद्धजलव्यवस्था भवेत् अन्या शुद्धीकरणादिषु हस्तपादयोः प्रक्षालनादिषु पुनः अन्यद् जलम् आवश्यकं भवति तदपि शुद्धमेव भवेत् किन्तु पानाद्यपेक्षया किञ्चित् न्यूनं शुद्धमपि तत्र पर्याप्तं भवति तदर्थम् सिमेण्ट् द्वारा टेङ्क् इत्यादिकं निर्मीय अपि तत्र जलस्य व्यवस्थां कुर्वन्ति अथवा समीपस्थजलमूलतः सर्वदा यथा पैप्द्वारा जलम् आगच्छेत् तथा विद्युत् यन्त्रैः जलस्य पूरणं सर्वदा कुर्वन्तः अपि तत्र जलव्यवस्थां व्यवस्थापकाः कारयन्ति किन्तु सर्वत्र अतीवशुद्धं जलम् आवश्यकम् इति जलस्य शुद्धता विषये दत्तावधानैः भाव्यम् अन्यथा विवाहादिकार्यक्रमानन्तरं सर्वेषां तत्र अशुद्धजलपानेन व्याधयः सम्भवेयुः तद्विषये जागरूकता करणीया